पर्यटेनेन नवप्रदेशस्य तत्र तु विभिन्नविभिन्नस्य बोर्ड् अपि भवति तत्र स्वच्छताः का कार्यः किन्तु केचित् केचित् आगच्छन्ति तत्रैव सर्वं तत्रैव त्यक्त्वा अनन्तरं किमपि स्वच्छता का कार्यं न कुर्वन्ति तर्हि तद् तदेव र अहं रक्षति रक्षति चेत् कापि मम मम दृष्ट्वानन्दः हा एतादृशं मा करोतु अनन्तरं एतद् उक्तं अनन्तरं तत्र प्रदेशस्य स्थानेषु अपि पुण्यक्षेत्रम् अपि भवति अनन्तरं पर्यटनं पर्यटनेन प्रदेशस्य तत्र पुण्यं पुण्यस्य वा पापं वा इति ना नाम न भवति किन्तु मम स मम प्रदेशः तद् तद् स्थानं स्वच्छाता अस्ति चेत् सम्यक् भवति अस्ति चेत् अहमपि सुरक्षः अनन्तरं सूक्ष्मताः स्वस्थः अपि सम्यग् भवति एतादृशः प्रदेशस्य पर्यावरणं दुष्टम् इति अहमेव रक्षितुं प्रवेशः करणीयं किन्तु एकः एकः बोर्ड् मध्ये तद् लिखति क्लीन् क्लीन् इति अनन्तरं तत्र स्वच्छता अपि अपेक्षते खलु किन्तु स्वच्छ भारत् अभियान् इति महात्मागान्दीजी उक्तम् इदानीं नरेन्द्रमोदि अपि द्वितीया अक्टोबर् दिनाङ्कमध्ये स्वच्छताकार्यक्रमः भवति सा सर्वस्त्र विश्वविद्यालयमध्ये अनन्तरं शालाः मध्ये तद् करणीयमस्ति अक्टोबर् मासस्य करणीयमेव दिननित्यं तद् कृत्वा चेत् तद् बहु सम्यक्